हरि ओं नमस्ते भवान् कुत्र अस्ति अहम् अत्र केन्द्रीयविश्वविद्यालयस्य पुरतः एकं न्यूतनगृहमस्ति नैन् ज़ीरो वण् फ़ोर् इति सङ्ख्या अस्ति सङ्ख्या गृहस्य सङ्ख्या गृहसङ्ख्या भवान् अत्र भवान् कुत्र अद्य भवान् कुत्र अस्ति वैभवभोजनं भोजनालये अस्ति वा तदनन्तरं शीघ्रम् अत्र आगच्छ आं आं अत्र आनयतु अहम् अत्र अत्रैव श् तिष्ठः केन्द्रीयविश्वविद्यालयस्य पुरतः एकं नीलवर्णगृहम् अस्ति तत्र आगच्छतु बहूनि ब्लोक् अस्ति वा आं गमनार्थं कष्टमस्ति चेत् भवान् भवान् किञ्चित् समयानन्तरं आयातु